हा नमः नमस्काराः

यत् यद्यपि अहं तु हा यद् अहं यल्लाप्रियः तस्मिन् प्रदेशे एव अधीतः हा आ

अत्तु अहं तु वेदं न आधीतवान् तत्र भवतां गुरुकुले कदाचित् संस्कृतस्यापि पाठः एवं स्यादिति धिया प्रस्थः

एवमेवम्

अस्तु अस्तु वेदाध्यानं छात्राः ते संस्कृतमपि यदि अधिगच्छन्ति ते तेषाम् अग्रे समाजमाध्येन पुनः भाषादीनामध्ययने च सहायं भवतीति अतः तदपि एवम् एवम् एवम् एवं

एवम् एवम् एवमेवं

एवमेवं व्याकरणमेव हा हा अतः अहमपि एतत् ज्ञात्वैव किञ्चित् अस्मि अत्र पाठनादिकं कथं भवति यतो हि सर्वे आदिनं वेदं पठन्ति खलु कदा तत् कदा समयः अवधिः अवधिः स्वीकर्तुं शक्यते एवम् एवं पुनः आ एवमेवं विरामः आ एवम् एवम् एवं छात्राः तत्र

तदपि हा गुरुकुले हा गुरुकुलीयव्यवस्था भवति अस्माकं यतो हि अध्ययनमपि गुरुकुलीयव्यवस्थायामेव कृतम् इति हेतोः अव्यवस्था न बाधते अस्मान् आ अतः तत्तु अस्तु अस्तु अस्तु एवं भवति भवदीयं गुरुकुलं सुन्दरपरिसरे वर्तते इति श्रुतपूर्वः एवं विषयः कदापि अहं भावयामि यतो नगरादिषु स्थित्वा अध्ययनस्यापेक्षया एवं प्राकृतिकस्थलेषु स्थित्वा अध्ययनम् अत्यन्तं किं मोदावहम् अतः तेन अध्ययनस्यापि सौकर्यं भवति पुनः छात्राणाम् उपयि स्ट्रेस् न्यूनं भवति इति भावयामि

एवमेवमेवम् आ हा हा तद् अपे एवमेवं तदर्थमेव तदर्थमेव

एवमेवम् अ हेयं बहुधा बहुधा भवन्ति बहुधा भवन्ति अतः एवं गुरुकुलस्य अभिवृद्धिः एतदर्थं तदानीमेव शक्यं यदा एते एतादृशाः न्यूनाः भवन्ति तदानीमेव तस्य अभिवृद्धिः शक्यते एवं तदपि समीचीनं भवता यत् कथितम् आम् अस्तु अस्तु अहम् अहं कदाचित् आगमिष्यामि भवतः दर्शनमपि प्राप्य एतद्विषये विस्तरेण चर्चयामः धन्यवादः